हे आहारगृह प्रबन्धक अहम् अधुना एव भोजनस्य आदेशं दत्तवती खलु किन्तु मम समीपे उपयुक्त कट्लरि नास्ति इति विस्मृतवती कृपया भोजनेन सह पात्राणि स्थाली चमसः इत्यादीनि प्रेषयतु तेषां विना भोजनम् दुष्करं भवति अतः पुनः ज्ञापयामि अवश्यं प्रेषयतु